आम् अहं प्राणायामं करोमि प्राणायामः प्राणायामं तावत् यम् अष्टाङ्गयोगासु अन्यतमम् अस्ति यम नियम आसन प्राणायाम प्रत्याहार धारण ध्यान समाधि इति अष्टाङ्गयोगाः तेषु प्राणायामं प्राणायामस्य पात्रं महत्तरमस्ति अस्माभिः प्रतिनित्यं प्राणायामः क्रियते सन्ध्यावन्दनसमये ओं भूः ओं भुवः ओं स्वहः ओं भूर्भुवस्वहः इत्यनेन मन्त्रेण प्रतिनित्यं प्राणायामः क्रियते एवं देवपूजादि समये अष्टाक्षरमन्त्रेण अथवा शिवपञ्चाक्षरमन्त्रेण ओं नमो नारायणाय इत्यनेन मन्त्रेण अथवा यद् मन्त्रस्य जपादिकं क्रियते तत्तत् मन्त्रेण प्राणायामादिकं क्रियते किमर्थमिति चेत् प्राणायामेन चित्तविक्षेप अल्पत्वं सम्भवति तदेव उक्तं स्यात् प्रायः योगः चित्तवृत्तिनिरोधः इति तेन प्राणायामेन विक्षेप अल्पत्वेन सम् विक्षेप अल्पत्वस्य सम्भवात् पूजाकार्यादिकं कर्तुं शक्यते ध्यानम् नारायणतन्त्रे तावत् ध्यानस्य लक्षणम् एवं प्रतिपादितं नैरन्तर्यमनोवृत्तिर्ध्यानमित्युच्यते बुधैः इति परमात्मनि मनोवृत्तेः नैरन्तर्यं ध्यानमित्युच्यते तद् ध्यानं तावत् आसीनस्यैव सम्भवति न केवलम् आसीनस्य नैरन्तर्यमनोवृत्तेः परमात्मनि नैरन्तर्यमनोवृत्तेः मनोवृत्तित्वं तदा सम्भवति यदा तस्य चित्तविक्षेपः नास्ति तच्च प्रत्याहारप्राणायामादिना एव सम्भवति तस्माद् प्राणायामध्यानादिकं योगाभ्यासे न केवलं योगाभ्यासे वैदिकजीवने अपि महत्वपूर्णं स्थानं निर्वहन्ति इति